नमस्ते कोन् कः कः सम्भाषयन् अस्ति एवमेवम् ओ अहं गार्डनर् अस्मि किमपेक्षते किमपेक्षितमासीत् एवं वा ओ ओ ओ एवं वा ओ गृहस्य उपरि भवन्तः गाडन् कुर्वन्ति वा ओ हो हो किं कथं कथम् इति अपेक्षितमासीत् वा किं किम् अपेक्षितमासीत् भवतां कृते

एवं वा ओ हो हो तर्हि अहम् एकम् उपायं वदामि बाल्कनी कियद्बृहदस्ति कियत् मिटर् अस्ति भवताम् ओ ओ ता तदपि चेत् एकं कार्यं कुर्वन्तु यत्र सू सूर्यः विकसति खलु पूर्वदिश्यां प्रातः तत्र वयं लान् इति यदुच्यते तत् इदं ग्रास् स्थापयामः अनन्तरम् अस्माकं किञ्चित् विशेषतया भवतु उपायः नवग्रहवनवत् कुर्मः उपरि एवं पुनः इदं पुष्पम् इत्यादिकं सर्वं स्थापयामः एकत्र एकस्मिन् दक्षिणदिश्यां पुष्पादिकं स्थापयामः उत्तरदिश्याम् अस्माकं कृते यद्वल्याः वर्तन्ते वल्ली इत्यादिकम् अमृतवल्लि इत्यादिकम् अस्ति खलु तादृशं स्थापयामः एवं पुनः जलं न आगच्छति अधः परन्तु भवन्तः सम्यक् तत्र स्लाब् करणकाले यत् स्लेब् कुर्वन्ति खलु तस्मिन् काले किं कर्तव्यं नाम तदेकं द्रव्यम् आगच्छति तद्द्रव्यं स्थापनीयमादौ अधः तस्य नाम इदं किं जलनिर्गमनम् इति अस्ति तत् स्थापयामश्चेत् तस्य उपरि यत् ग्रासः भवति खलु तत् स्थापयामः तथा सति अधः जलं न गच्छति इति मृत्तिका वयम् आनयामः सर्वं तस्य विशेषः भवति कश्चन कदा कुर्मः

एवं भव आवां वयमेव आगच्छामः कदा आगच्छामः अस्तु अस्तु प्रपरश्वः आगच्छामः पा परश्वः अस्माकं ते अन्यत् कार्यमस्ति टेन् टेन् बै ट्वेण्टि मीटर् चेत् अस्माकं पञ्च पञ्चाशत्सहस्रं भवति एवं फि़फ़्टि तौसण्ड् भवति अस्माकं किं भवन्तः शक्नुवन्ति चेत् आगच्छामः प्रपरश्वः एवम् आगच्छामः पुनश्च किं किमपि प्रष्टव्यम् आसीत् वा आ एवं तर्हि प्रपरश्वः वयम् आगच्छामः मम साकं कर्मकराः भवन्ति द्वयः भवन्ति

अस्तु तर्हि आगच्छामि प्रपरश्वः स्थापयामि वा